हरि ओम् नमस्ते आम् मया एतत् वेदान्तसारपुस्तकमस्ति वा हा संस्कृतभाषायामस्ति वा आङ्ग्लभाषायामस्ति वा तत् मम पञ्च कन्नडभाषायां अनन्तरं पञ्च इङ्ग्लि आङ्ग्लभाषायाम् आवश्यकं हा पञ्च इतोपि अवश्य आवश्यकं अनन्तरं पुस्तकं एतत् कुमारसम्भवमस्ति वा कुमारसम्भवं हा तदपि पञ्च पञ्च एव पञ्चपुस्तकं श्वः आगमिष्यति वा तथा वा अस्तु श्वः एव दीयताम् अनन्तरं तत् शब्दमञ्जरीपुस्तकं एकं कति इत्युक्ते दश तत् शब्दमञ्जरीपुस्तकं तत् दश दशपुस्तकानि आवश्यकं अनन्तरं एतत् अष्टाध्यायीपुस्तकं कन्नडभाषायां व्याख्यानं सहितिं अस्ति वा ओ तथा वा श्वः प्रयत्नं कुर्वन्तु त त श्वः अहं नयामि अहं एकं बालकं प्रेषयामि श्वः तेन सह पुस्तकानि यच्छन्तु हा अद्य अहं तु मौल्यं कति इति वदति चेत् अहं ददामि मौल्यं हा हा हा हा हा इतोपि कि किञ्चित् अधिकं डिस्कौण्ट् दीय बहु पुस्तकानि नीतवती अहं बहु पुस्तकानि नीतवती खलु हा अस्तु सन्तोषं महोदय सन्तोषं धन्यवादः हा आगच्छामि हा अस्तु महोदय अस्तु धन्यवादः धन्यवादः